स्वामिन् नमस्ते हा इदानीमेव गृ गृहमागतं स्वामिन् हा इदानीमेव गृहमागतम्

नैव भोः इ इदानीं गृहं गच्छामि भोः भोः भव् भवतः गृहमेव गच्छामि इदानीमहं गच्छामि मार्गे मार्गे मार्गे ब भवामि इदानीं मार्गे अस्मि अद्य अद्य एव अद्य एव प्र नैव प्र प्र यद् मां भर्त्सयति भोः मां भर्त्सयति मां हा अ अद्य एव कृतं खलु सर्वे वै हा ए एतावत् तत् कालं नैव करोमि खलु हा एतावद्विलम्बम् अद्यैव कृतं खलु मया हा हा नाम हा ह्यः ह् ह्यः अधिकं कर् कर्मं प्र आसीत् खलु भवत्गृहे ह्म् रो सर्वं संशोध्य पुनः भवतः वस्त्रादिकं कृत्वा पात्रं पात्राणि प्रक्षाल्य किङ्करवाणि यः एक एव अन्ये न नैव सन्ति हा अन्ये नैव सन्ति अहमेव किं किङ्करवाणि भोः हा अथि हा ह्यः पुनः रात्रौरपि ह्म् क्र करजमासीत् इति खलु सर्वे बान्धवाः आगत्य ह्म् गतवन्तः पुनः मया रात्रौ एव व वस्त्रादिकमीव पात्राणि प्रक्षाल्य कृतं पुनः खलु प्रभाते कथमागन्तुं श शक्यते हा अहमपि भवति मनुष्यः खलु हा किं करवाणि भोः हा अद्य मो नैव अधिकम् अतिदुःखं भवति भोः मे हा अत्यल्पं पुनः उक्ते भवान् तदानीति अल्पम् अल्पं धनं भोः किं करवाणि पुनः तत् तदपि नैव उक्तं किमपि अद्य एव किञ्चिद् विलम्बितं त तस्मात् तस् तथा चैव भर्त्सयति भवान् मामेव भर्त्सयति भवान् हा नैव अहमपि भोः हा नैव अद्यैव कृतं खलु भोः सर्वं सर्वं हा ह्म् चत्वारिजनाः यानि सर्वाणि कुर्वन्ति अहम् अहमेकः एव कुर्वन्नस्मि हा तथा च श्रुण्वन्नस्मि तावद्विषये हा भोः नैव भवान् तत् नैव भोः सर्वान् वा हा अद्य आगच्छामि भोः किं किं भोः इदं तु आगच्छामि भोः मार्गे इदानीं ह्म् अ अस्तु इदानीमागच्छामि हा आगच्छामि भोः हा हरे हा नमस्ते